मम समीपे नवीनतमसूचनाः नास्ति परन्तु भवतः प्रश्नस्य आधारेण अहं वक्तुं शक्नोमि यत् राज्यानुदानं देशस्य विभिन्नराज्यानां विकासे महत्त्वपूर्णं योगदानं ददाति जनानां कृते सर्वकारीयसहायता अपि महत्त्वपूर्णं संसाधनम् अस्ति यत् तेषां विविधसेवानां योजनानां च लाभं प्राप्तुं सहायं करोति यदि भवान् अस्मिन् विषये अधिकानि सूचनानि इच्छति तर्हि भवान् स्वस्थानीयं सर्वकारस्य अधिकारिणं सम्पर्कं कर्तुं शक्नोति राज्य अनुदानस्य उपयोगः अनेकेषु क्षेत्रेषु भवति अस्मिन् शिक्षास्वास्थ्यं कृषिः पर्यटनं परिवहनं विद्युत् जलसम्पदाम् औद्योगिकविकासः कानून् व्यवस्था च इत्यादयः क्षेत्राणि समाविष्टानि भवितुम् अर्हन्ति एतत् अनुदानं राज्यसर्वकारेभ्यः विविधाः योजनाः परियोजनाश्च कार्यान्वितं सहायं करोति शिक्षाक्षेत्रे राज्यानुदानस्य उपयोगः अतीवमहत्त्वपूर्णः अस्ति एतत् अनुदानं विद्यालयानां विकासे शिक्षकाणां नियुक्तौ शिक्षासामग्रीप्रदानं शिक्षासुधारं छात्राणाम् उच्चशिक्षायाः सुविधां च प्रदातुं सहायं करोति अनेन शिक्षायाः स्तरः सू सुदृढः भवति छात्राणां कृते उत्तमशिक्षा प्राप्यते